आम् अस्मत्प्रदेशे स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य दृष्ट्या वृद्धेभ्यः तेषां समस्याः परिहारार्थं सहकारसेवासमितिः इत्यादयः कृताः वर्तन्ते तत्र वृद्धाणाम् उपकाराय कौन्सलिङ्ग् व्यवस्थापि भवति वृद्धसेवाश्रमोपि तत्र भवति अपि च ज्येष्ठेभ्यः वृद्धेभ्यः या या समस्या भवति तस्याः आदौ श्रवणं कर्तव्यं तेन तेषाम् आदौ तेषां मनसि मम समस्यां यः कोपि शृणोति इति भावना भवति तेन च तेषां किञ्चित् समाधानं लप्स्यते अपि च तादृशव्यवहारेण तेषां समितिद्वारा आरोग्यव्यवस्था इत्यादिव्यवस्था यदि क्रियते चेत् तेषां समीचीनं भवति तादृशसेवासमितिः अस्मत्प्रदेशे अस्ति